यथाहं बहु समयेन ग्रस्ते सति स्क्रूड्रैवर् अपेक्षा आसीत् तर्हि अहम् आर्डर् कृतवान् परन्तु समयेन न प्राप्तवान् यस्मिन् वर्णे इच्छा आसीत् तत् वर्णमपि न लब्धम् एवं च यद्दर्शितमासीत् परिमाणं तस्य परिमाणात्मकं यद् सङ्ख्या दत्ता आसीत् तस्यां सङ्ख्यायामपि परिमाणगत नास्ति तद्वस्तु अतः खेदः अतः प्रतिप्रेषयामि इति चिन्तयन्नस्मि यदि धनमपि लभ्यते वा इति संशयः अतः किं वा करोमि इति चिन्तयामि